योगः नाम श्रवणेन एव आनन्दः भवति अहं योगासनं पाठ्यक्रमत्वेन शिक्षितवानस्मि तस्य प्रमाणपत्रमपि प्राप्तवानस्मि तर्हि गृहे यदा किञ्चित् ज्ञात्वा योगासनं करोमि तर्हि तथा तस्य महत्वं वा प्राधान्यं वा अथवा तस्य प्रयोजनं वा तावत् न मिलति यावत् वयं कुत्रचित् पाठ्यक्रमत्वेन पठामः तावत्पर्यन्तं न भवति यतो हि यत्र वयं शिक्षणार्थं गच्छामः तत्र उत्तमाः मार्गदर्शकाः भवन्ति उत्तमाः शिक्षकाः भवन्ति तेषाम् अधीने यदि वयं प्रतिदिनं गत्वा शिक्षणं प्राप्नुमः तर्हि तत्र अस्माकं कश्चन क्रमः क्रमस्य आसनस्य महत्वं विशेषतः विशेषस्य विषये अस्माकं विशेषज्ञानं भवति तेन कालान्तरे वयं स्वगृहे अपि तस्य परिपालनं कुर्वन्तः योगासने एकं महदुन्नतं प्राप्तुं शक्नुमः